आम् अहं सीवन कलां एका भगिनी अस्ति अत्र तस्याः समीपे अशिक्षत् प्रथमं तु गुरुद्वारा एव शिक्षां प्राप्तव्यं यतोहि स्वाध्यायेन आरम्भे विद्यायाः अस्तु कलायाः अस्तु आरम्भे स्वयं शिक्षणं प्राप्तुं न शक्यम् प्रथमम् आरम्भे तत् प्रथमसोपानं गुरुद्वारा एव स्वीकर्तव्यम् अहमपि तदेव रीत्या सीवनयन्त्रस्य चालनं कथं कर्तव्यम् इति अधीतवती ततः परं युतकस्य सीवनम् अनन्तरं चोलिकायाः सीवनम् अधीतवती मम शिक्षणे अविस्मरणीयघटना अस्ति मम बालः मम पुत्रः शिशुः आसीत् मन्ये वर्षः वर्षद्वयम् इति मन्ये न त्रीणि वर्षाणि आसन् इति न जानामि तस्समये अहं तं मध्याह्नकाले यदा सः निद्रां करोति तत् समये अहं शिक्षणार्थं गच्छन्ति स्म एवम् अहं तं गृहं त्यक्त्वा शिक्षणार्थं गच्छन्ति स्म मम कृते तत्र अहं तु मम भगिनी अस्ति मम गुरुः सा मह्यं पाठयति स्म तत् समये मम कृते तु चिन्ता आसीत् गृहे सः उत्थितवान् वा इति यतोहि मम समीपे दूरवाणी न आसीत् तत् समये एवं तथापि अधीतवती यत् गृहस्य सहायं सहायं करोति एतत् सीवनयन्त्रेण मम कृते किम् आवश्यकम् अध्ययनं प्रारम्भिक अध्ययनं किमस्ति तत् सीवनयन्त्रं कथं चालनीयम् तस्सर्वम् अनन्तरं वस्त्रं कथं सम्यक् रीत्या सीवनं कर्तव्यं तस्य मापनं कथं स्वीकर्थव्यम् कथं रेखा स्थापनीयं कथं मापनानन्तरम् अपि कियत् वस्त्रं त्यक्तव्यम् एवं सर्वम् तस्सर्वम् अधीतवति ततः परं मम बालः मह्यं एतत्तु सीवनस्य शिक्षणं स्वीकर्तुं न समयः दत्तवान् सः तु रुदितवान् एवं सर्वं भूत्वा अहं त्यक्तवती तथापि अहं गृहकार्यमध्ये बालस्य वर्धनं एतत् तम् तेन सह अहं किञ्चित् सीवनस्य ज्ञानं प्राप्तवती तज्ज्ञानेन अहम् इदानीं लघु लघु मम इच्छा कुत्र अस्ति तस्सर्वं योजयित्वा तादृश सीवनं करोमि शाटिकायाः अस्तु गृहस्य उत्पीटिकायाम् उपरि वस्रम् अस्तु करवस्त्रम् अस्तु स्यूतम् अस्तु लघु लघु स्यूतं मम कृते यत् आवश्यकानि स्यूतानि स्यूताः सन्ति तत्सर्वम् अहमेव गृहे एतत् सीवनं करोमि ततः परं पेटिकायाः आवरणार्थं शाटिकायाः पिदानार्थं तस्सर्वं लघु लघु अहमेव करोमि एतेन किम् अस्ति धनमपि गृहे भवति यतोहि इदानीं नूतनवस्त्रस्य सीवनस्यस्य सीवनस्य कृते अपि धनम् अधिकम् अपि च ते समये न ददाति एवं पुरातनवस्त्रं धास्यन्ति चेत् ते एकमासम् अधिकमपि स्वीकुर्वन्ति धनमपि स्वीकुर्वन्ति समये न दास्यन्ति अधिकं समयं स्वीकृत्य श्वः ददामि श्वः ददामि एवं ते कुर्वन्ति इदानीं तु मम कृते तु समस्या एव न अस्ति यतोहि अहं लघुरीत्या सीवनस्य शिक्षणं प्राप्तवती तदुपरि यूट्यूब् मध्ये एम्ब्राय्डरि अस्तु लघुरीत्या निट्टिङ्ग् अस्तु तस्सर्वम् अहं कर्तुं जानामि तद्वत् अहम् उपयोगं कृत्वा लघु लघु कार्यं गृहस्य आवश्यकतार्थं यत् सीवनम् आवश्यकं तत्सर्वम् अधीतवती इदानीं तु दूरवाणी अस्ति चेत् कापि कला अस्तु कर्तुं शक्यते गुरुद्वारा यत् अधीतं तस्य उपयोगं कृत्वा यूट्यूब् मध्ये चलचित्रं स्थापयित्वा सम्यक् रीत्या सीवनं कर्तुं शक्यते अतः अहं तत् सर्वदा स्मरामि मम बालः बालं एतत् गृहे त्यक्त्वा अहं यत् लघुरीत्या मासद्वयम् इति मन्ये सीवनयन्त्रस्य चालनं तस्सर्वं अधीतवति तत् इदानीं मम कृते उपयोगाय अस्ति अहं तत् सर्वदा स्मरामि तदा अहं मम बालः लघु अस्ति अग्रे अहम् अधि अध्ययनं करोमि एवं चिन्तनं कृत्वा अहं न गच्छामि चेत् मम कृते अद्यापि एवं किमपि न ज्ञातुं शक्यते आसीत् अतः इदानीम् अहं तस्सर्वदा स्मरामि अहं तत् कष्टसमये अपि समयं कृत्वा तत्र गत्वा भगिन्याः समीपे सीवनयन्त्रं कथं चालनीयं तस्सर्वम् अधीत्य गृहे एकं सीवनयन्त्रं क्रीत्वा आरम्भं कृतवती इति अधिकं न जानामि किन्तु महिलानां कृते यत् आवश्यकं तत्सर्वं सीवनं कर्तुं शक्नोमि एम्ब्राय्ड्री कर्तुं शक्नोमि तदेव सन्तोषः तत् सर्वदा स्मरामि अपि च अन्येषां कृते सर्वदा वदामि अहम् अपि च मम पुत्री अस्ति मम भगिन्याः पुत्री अहं तां प्रोत्साहयामि भवती किमपि अध्ययनं करोतु किञ्चित् लघुरूपेण सीवनयन्त्रस्य चालनमपि अधिकं करोतु तत् कथं कर्तव्यम् इति जानातु भवत्याः कर्तितं वस्त्रम् अस्तु भिन्नं भू भिन्नं वस्त्रम् अस्तु किमपि अस्तु भवति एव सीवनं कर्तुं शक्नोति तत्र स्वातन्त्र्यम् अस्ति सर्वदा डिपेण्डेण्ट् मा भवतु एवमहं तां सूचयामि अतः महिलाः स्वयं कलां जानाति चेत् शिक्षति चेत् उत्तमं भवति यत् यत् इति वक्तुम् इच्छामि तदेव